मम तु जीवने सर्वेषु लक्ष्येषु प्रथमलक्ष्यं भवति सिङ्गर् इति मम चिन्ता गायनविषये अस्ति अहं गायनमध्ये कदापि लज्जा न करोमि गायनं भवति मोर मम विशिष्टं कार्यं गायने अहम् अन्येषु विभिन्नस्थानेषु अहं गच्छामि तत्र गच्छन्तः गानं कुरोमि विभिन्नप्रकारकं गानं राष्ट्रीयगानं तत्र चलच्चित्रगानं बहु गानम् अहं वदामि विश्वकार्यक्रमः इत्युक्ते दुर्गापूजायां तत्र दुर्गापूजायां बहु सम्यक् रूपेण मेढ भविष्यति तत्र मेढा मध्ये अनुष्ठानं भविष्यति अनुष्ठाने अहं गीतं गायामि अस्माकं प्रदेशे एकं विशिष्टं पर्व वर्तते सा पर्व नाम भवति यगधात्रि मेला यगधात्रि मेला मध्ये अहं तत्र गत्वा तत्रैवं बहु मात्रेण सिङ्गिङ् करोमि सिङ्गिङ् मध्ये तत्र पुरस्कारमपि अहं लब्धवान् अस्मि इति गानं तु बहु जनानां कृते न भविष्यति बहु जनानां गानं मध्ये ये स्नेहं कुर्वन्ति तेषां कृते केवलं गानं अहम् अपि बहु क्लेशं बहु क्लेशपर्यन्तं बहु क्लेशम् इच्छामि परन्तु गानं भवति मम विद्या गानम् एव मम सर्वेषु सर्वे अतः ज्ञानं मध्ये गानं करोमि मम ज्ञानं यदि अस्ति तर्हि गानमध्ये अस्ति गानम् इति अहं प्रत्येकं दिनं करोमि सायंकाले प्रातः प्रतिदिनं करोमि एवं विशिष्टकार्यक्रमेषु अहं तत्र गच्छामि गच्छन्तः तत्र गानमपि करोमि